त्याज्यवस्तूनां बहु उपयोगः अस्ति यदा कवर् इति उच्यते खलु तद् यत्र कुत्रापि मिल मिलति चेत् तत् सर्वम् आनयित्वा गृहे शेखरणं करणीयम् तेन वयम् किं करणीयम् इत्युक्ते ते सर्वम् आनयित्वा नाम कलेक्ट् कृत्वा तेन बहु सुन्दरतया कलाकृतिं कर्तुं शक्यते तस्यमध्ये वायुम् स्थापयित्वा तेन बळून् इव बालकानां प्रति दातुं शक्यते एतत् तेन बहु सन्तोषः मोददायकः भवन्ति छात्राणां प्रति